मम क्षेत्रे शातवाहन ह्युनिवश्टि इति विश्वविद्यालयः अस्ति तत् समीचिनतया कार्यं करोति इण्टर्मेट् विद्यार्थिनां सम्यक्तः शिक्षां ददाति सम्यक्तता क्रीडाविषये वा वैज्ञानिकविषये वा यद्विषये वा सम्यक्तया सर्वं विज्ञानं दीयन्ते समीचीनतया सर्वं व्यवहाररूप्यकाणि अपि परिक्षानिर्वहणं वा सर्वं प्रचलन्ति